हरिः ओं महोदय अहं निरञ्जनः इति अन्त् अन्तर्जाले भवतः संस्थायां संस्कृतशिक्षकरूपेण उद्योगः अस्ति इति दृष्टवान् हा मम नाम निरञ्जनः इति हा नम् अहं संस्कृतम् अधीतवान् संस्कृतशास्त्रिपदवीं प्राप्रवानहं पुनः आचार्यपदवीमपि प्राप् प्राप्तवानस्मि आम् अहं वेदान्तशास्त्रे शास्त्रिपदवीं प्राप्तवानस्मि पुनः वेदान्तशास्त्रे एव आचार्यपदवीं प्राप्तवानस्मि पुनः शिक्षाशास्त्रिमपि समापितवान् हा हा प्रतिशतं षडशीतिः प्रतिशतमस्ति महोदय हा महोदय हा सामान्यतया व्याकरणमपि पाठयितुं शक्नोमि पुनः केवलं ब

हा महोदय राजेश इत्यत्र गुणसन्धिः वर्तते राज राज राज ईशः अत्र पूर्वपदे अकारः अकारः अस्ति पूर्वपदस्य अन्तिमवर्णः अकारः अस्ति ईशः इत्यत्र ईकारः उत्तरपदस्य प्रथमवर्णः ईकारः अस्ति जीवन्मुक्तस्य लक्षणं महोदय तत्तु अहं पाठनं आकर्षक वेदान्तसारः वा एवं शङ्कराचार्यः अष्टमे वर्षे एव संन्यासं स्वीकृतवान् तस्य गुरुगोविन्दभट्टमहोदयः पादः महोदय

हा महोदय एवं वा अस्तु महोदय अन्यत्र आवेदनं करोमि